अहं तु इङ्ग्लाण्ड् देशं गन्तुम् इच्छामि किमर्थम् इत्युक्ते इङ्ग्लण्ड् राज्ये व्यवस्थां कथं भवति ते अन्यान् कथं वञ्चनं कृत्वा अन्य देशान् कथम् परिपालं कृतवन्तः तेषां सामर्थ्यं किम् आसीत् अन्य देशेषु एते सार्धेकशतं देशान् ते परिपालं कृतवन्तः तत्तु कीदृशं साध्यं जातम् इदानीं तु अन्तर्जालमाध्यममस्ति ह् इ देशः कस्मिन् प्रदेशे अपि वयं ज्ञातुं शक्यते परन्तु एतादृशं तत्र तन्त्रशास्त्रं नास्ति ततः अपि ते बहुषु देशेषु गत्वा तान् वञ्चनं कृत्वा त तेषां देशं सम्पादनं सर्वं नीतवन्तः बहु लघु देशमपि आसीत् तदपि अस्माकं देशं तु अनेकतः कारणेन ते प पा परिपालं कृतवन्तः परन्तु अस्माकं प्रपञ्चे बहुषु देशेषु एवमेव कृतवन्तः तेषाम् मेधोपतनं किम् अस्ति ज्ञातव्यम् इति मम बहु चिन्तनम् अस्ति